सीवनार्थं साधनम् भवति मुख्यं साधनं तत्र अस्ति साधनरूपेण सूचिका सामान्यतः ई तया यदा वयं हस्तेन सीवनं कुर्मः चेत् तदा वयं किं कुर्मः सूचिकायां सूत्रं धृत्वा वयं सीवनं कुर्मः यतः वस्त्राणि अस्माभिः सीव्यन्ते किमर्थं सीवनं विना अस्माभिः वस्त्राणि धारयितुमेव न शक्यन्ते अतः एव वस्त्रधारणार्थं तस्य सीवनम् आवश्यकम् सीवनस्य प्रयोजनस्य सिद्धिः तदैव भवति यदा नूतनानि वस्त्राणि सर्वेपि धृत्वा उत्सवेषु कार्यक्रमेषु सहभागिनः भवन्ति मुग्धाश्च भवन्ति